संस्कृतसाहित्ये गद्यसाहित्यस्य परिचयं कुर्मः चेत् प्रथमतया आगच्छति कादम्बरी इति महाकाव्यं कादम्बरी महाकाव्ये तत्तु एकं वाक्यमस्ति उपमा कालिदासस्य भारवे अर्थगौरवं दण्डिनः प्रर् मागे सन्ति त्रयोगुणाः इति अत्र तु कादम्बरी इति गद्यकाव्ये बहूनि सुन्दराणि तथा अनेकदीर्घदीर्घतया वाक्यानि प्रयुज्य काव्यं कृतवन्तः एतत् पद्यकाव्य सुन्दरतया वक्तुं शक्यते गद्यकाव्यस्य रचनाशैली बहुकष्टम् इति कवयः कवीनाम् अभिप्रायः तस्मिन् कृते गद्यसाहित्यः इत्युक्ते न प्रधानतया न प्रशंसाः भवति न कादम्बरी इति महान् गद्यकाव्यं कादम्बरी गद्यकाव्ये न बहूनि न दीर्घदीर्घवाक्यानि कृत्वा सन्धिं कृत्वा समासानि कृत्वा किं न काव्यं रचितवन्तः कविभिः